हरिः ओम् अहं मम नाम शैलजा अहं नूतनं गृहं स्वीकृतवती इण्टीरियर् डेकरेसन् कृते भवत्या सह सम्पर्कं कृतवती वदतु भगिनी अहम् आम् आं श्वः आगमिष्यामि इदानीं तु अहं चलवानी कृतवती किल किञ्चित् सूचनानि ददातु माम् अहम् कुकट्पल्ली मध्ये इदानीमेव नूतनं गृहं स्वीकृतवती गृहस्य गृहे त्रीनि प्रकोष्ठानि सन्ति गृह गृहस्य भित्तिः श्वेतवर्णः अस्ति अतः फ़र्निचर् कीदृशं फ़र्निचर् अत्र स्थापनीयम् इति एकवारं भवत्याः सलह ददातु भवत्या एव वदनीयं किमर्थं इत्युक्ते अहं न जानामि यदि भिन्नं वर्णं अस्ति चेत् सम्यक् भवति वा यदि भवति चेत् तादृशमेव वयं कुर्मः नो चेत् सर्वं शे श्वेतवर्णम् एव फ़र्निचर् सर्वं श्वेतवर्णमेव भवति चेत् सम्यक् भवति वा

उर्ड् इत्युक्ते उत्पीठिका तु मम गृहे काञ्चन उत्पीठिकाः सन्ति भवति भवती मम गृहम् एकवारम् आगच्छति वा यदि गृहम् आगच्छति चेत् भवत्याः मनसि अपि कथं परिवर्तनं करणीयम् इति चिन्ता आगच्छति किल कल्या यत्र यत्र किं किम् स्थापया स्थापयितुं स्थापयामि यामः चेत् सम्यक् भवति बेड् कथं करणीयम् अनन्तरं हाल् मध्ये सोफ़ा आम् आम् श्वः तु अद्य एव आगच्चति चेत् अपि सम्यक् एव भवति मम गृहे मम पुत्र्याः विवाहम् अस्ति अतः शीघ्रं फ़र्निचर् नूतनं फ़र्निचर् अहम् अस्माकं गृहे स्थापनीयं

अस्तु आगच्छतु भगिनी धन्यवादाः